अत्र मम क्षेत्रे रेलयानं बस् यानम् द्विचक्रवाहनं चतुष्चक्रवाहनम् इत्यादयः प्रसिद्धाः रेल्यानेन बहु दूरं गन्तुम् अतिपामरान् अपि बहु दूरं गन्तुं शक्यते रेल्यानेन अतः ते राज्यस्य विभिन्नभागान् एवं संयोजयन्ति अहं तु प्रायः रेल्यानमेव उपयोगः उपयोगं करोमि